मम उपरि भाषाविज्ञानं पुस्तकं बहुप्रभावम् अजनयत् भाषाविज्ञानं पुस्तकं पठित्वा अहं पृथिव्यां सर्वेषां भाषाणां कथम् उत्पन्नः जायते इति विषये ज्ञातवती भाषाविज्ञानं भाषायाः अध्ययनेन भाषायाः उत्पत्तिः स्वरूपं विकासः इत्यादीनां वैज्ञानिकं विश्लेषणात्मकं च अध्ययनं भवति भाषाविज्ञानं भाषायाः अर्थं विश्लेषयति भाषाविज्ञानं व्याकरणात् भिन्नम् अस्ति व्याकरणे भाषायाः कार्यात्मक अध्ययनं भवति भाषाविज्ञानं भाषायाः वैज्ञानिक अध्ययनं भवति भाषा स्वभाविकीवस्तु अस्ति या मनुष्येभ्यः ईश्वरस्य दानं भवति मानवस्य मुखात् स्वाभाविकतया निर्गतशब्दैः भाषा निर्मीयते भाषा कदा निर्मितवती एवं कथं निर्मितवती तस्य प्रारम्भिकस्वरूपं किम् आसीत् कानि परिवर्तनानि अभवत् एवं किमर्थं परिवर्तनं जायते भाषायाः विकासः कथं जायते का भाषा कस्मिन् भाषायाः सदृशी अस्ति सर्वं तत् सर्वं भाषाविज्ञानपुस्तके निहितम् अस्ति प्राचीनसाहित्यस्य अर्थ उच्चारण प्रोयोग सम्बन्धानां बहूनां समस्यानां समाधानं करोति भाषा विभिन्नभाषा विभिन्नाः भाषाशिक्षणे सहायतं करोति भाषा विज्ञानं